उत्सवेषु नाम कीदृश उत्सवेषु कीदृशः पाकः अपेक्षते तादृशपाकं मया अहं पचामि यदि इदानीं विवाहः विवाहमिति अस्ति तत्र यद्यदपेक्षते नाम अवलेहम् इत्यादिकम् अन्नं सारः रोटि पल्य व्यञ्जनम् इत् इत्यादिकं यद्यदपेक्षते तत्सर्वम् अहं पचामि यदि गृहे गृहप्रवेशः इत्यदिकं भवति तत्रापि एतदेव भवति इदानीन्तः विवाहकालः नाम पूर्वतनं विवाहकालेषु एवं भवति स्म यदि इब इदानीन्तनविवाहकालेषु किं भवति सर्वे पृच्छन्ति एतादृशम् अन्नं सारः इत्यादिकं मास्तु एकं रैस् बात् इत्यादिकं यद्भवति तादृशं कुर्वन्तु दोसा रोटि परोटा इत्यादिकं कृत्वा यच्छन्तु इति वदन्ति तदा ता नाम तस्मिन् सन्दर्भे कीदृशाः जनाः आगच्छन्ति इति दृष्ट्वा तादृशं पच्यते तद् यथा सम्यक् भवेत् सर्वेभ्यः यथा रुचिकरं भवेत् तथा अहं कृत्वा यच्छामि तद् यदि अन्यत्र भवति इदानीं यथा ग्रामादिषु बृहद्देवालये देवालय उद्घाटनम् इत्यादिकं भवति तत्र मध्ये मध्ये मधुरदानं पायसं इत्तादिपानीयम् इत्यादिकं सर्वं भ पच् पचनीयं भवति अस्माभिः यदि एवं भवति तेषामपि सन्तोषः भवति नाम एतादृश उत्सवे नाम शिवरात्रि उत्सवे बहवः अन्नं न खादन्ति तदर्थम् अस्माभिः एतद् पृथुकं पच्यते पृथुकेन यत् कृतं भवति तत् खादन्ति अनन्तरं चणकेन यत् कृतं भवति तदपि खादन्ति तद् यदि तदा औष्ण्यमधिकं भवति इति कृत्वा तत्र कल फलस्य रसः अनन्तरं तक्रम् इत्यादिकं सर्वम् अस्माभिः तत्र पच्यते पच्यते एवं यदि पचामः तदा ये जनाः आगच्छन्ति ते सन्तुष्टाः भवन्ति यदि एवं भवन्ति अस्माकमपि सन्तोषः भवति अग्रिमपर्याये एतादृशम् इतोपि समीचीनं समीचीनम् ए एवं सर्वं पच् पक्तुं शक्यते